न हि सर्वः सर्वं जानाति यदा वयं कार्यस्य आरम्भं कुर्मः मध्ये कदाचित् स्खालित्यं भवत्येव गच्छित गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः परन्तु यदा स्खालित्यं ज्ञातं तदा तत्परिहारविषये अग्रिमसमये अस्माभिः विशेषतया गमनं तत्र दातव्यं भवति यथा स्खालित्यं न भवति तथा पूर्वाभ्यासः अस्माभिः करणीयः अनन्तरं कार्यं कृतं चेत् समीचीनतया कार्यं समापयितुं वयं शक्नुमः